मम सहोदरः अस्ति सहोदरी च अस्ति तयोः मध्ये मम तु्यता एवम् अस्ति सापि कुपिता भवति अहमपि कुपितः भवामि तस्याः मनसि बहु स्नेहं भव् स्नेहः भवति मम मनसि अपि महती प्रीतिः भवति इति उभयोः साम्यं